आकाशवाणी माध्यमे पूर्वं संस्कृतवार्ता एकः प्रसिद्धः वदति तत् मम चिन्ता अस्ति तस्य नाम बलदेवानन्दसागर् अस्ति इति सः संस्कृतस्य प्रचारः तेन कारणेन बहु उत्तमरीत्या अभवत् यः संस्कृतं न जानाति चेदपि ते तस्य आरम्भः एकं द्वे वाक्यानि निश्चयेन ज्ञायते संप्रतिवार्ताः श्रूयन्ताम् अहं प्रवाचकः बलदेवानन्दसागरः इति वाक्यं सर्वेषां कण्ठे मुखे सदा आगमिष्यति इदानीमपि अहं संस्कृतछात्राः इति वदति चेदपि सर्वम् एतत् मां प्रति वदति अन्यत् आकाशवाणीमाध्यमे इदानीं किन्तु अधिकं न मया श्रूयते किञ्चिदपि कार्याणि भवति चेत् उत्तमं भवेत् इति मम अभिप्रायः दूरदर्शने अपि वार्ता आलापनं भवति अन्यत् किमपि कार्यक्रमाणि अपि भवति इति न जानामि अहम् इदानीं दूरदर्शनं न पश्यामि अधिकतया किन्तु कुत्रचित् वार्ता दिने एकवारं भवति इति मया श्रुतम् तत् नेश्नल् टी वी मध्ये अन्यदापि अन्यवार्ताः केवलं केवलं वार्ता न अन्यत् किमपि कार्यक्रमः अ कथारूपं किमपि भवति चेत् उत्तमं भवेत् इति मया

मुद्रणरूपमाध्यमेषु अपि संस्कृतं प्रचलति किन्तु तत् ये संस्कृतं सम्यक् जानाति ते एव अधिकतया तत् पठति इति म मम चिन्ता तत् अधिकं चित्ररूपेण कामेडि रूपेण कोमिक् रूपेण अपि भवति चेत् अधिकं छात्राः अधिकजनाः तत् स्वीकृत्य तस्य प्रसिद्धिः भवति इति मन्ये